एवं भवतः पक्षतः यः मया खाद्यपदार्थः स्वीकृतः वर्तते तस्मिन् खाद्यपदार्थविषये अह्ं किञ्चिद् वक्तुम् इच्छामि किम् इति चेत् तस्मिन् खाद्यपदार्थे रुचिः रुचिः आसीत् नाम तद् रुचिकरमासीत् एतत् नाम स्वादिष्टमासीत् तस्मिन् खाद्यपदार्थे मया सम्यगेव रुचिकरं नाम रसाः षड्रसाः तत्र षड् रसाः न ये रसाः तत्र भवितव्याः आसन् ते सर्वे सर्वे सर्वे अपि रसाः तत्र आसन्नेव अतः तद् खाद्यं रुचिकरम् आसीत् एवञ्च यः तं खाद्यपदार्थं दातुम् आगतम् आसीत् सोऽपि समीचीनः एव आसीत् नाम सम्यग् वार्तालापं कृतं तेन एवञ्च कोऽपि अनिष्टः शब्दः एकः अपि न प्रयुक्तः प्रयुक्तः तेन मम कृते वा यदि किं विलम्बः जातः तदर्थं वा इति अनन्तरं यावत्मया चिन्तितं ततः तु अधिकम् एव दत्तं भवद्भिः तत् खाद्यपदार्थम् इति इति अपि एकम् अस्ति एवञ्च यत् खादितं तत् सम्यगेव तस्य पचनम् अपि सम्यगेव जातम् इति इमानि विशेषणानि तत्र आसन् तस्मिन् खाद्यपदार्थे इति